समाजे कुटुम्बेषु च बहवः अन्धविश्वासः भवन्ति ते कथञ्चित् युक्तिरूपेण मार्जनीयाः भवन्ति उदाहरणार्थं वदामि यदा पत्नी गर्भवती भवति तदा सीमन्तोन्नयनसंस्कारः आचरणीयः इति विशिष्य वैदिकनियमः अस्ति एवं प्रस्तुते सति तदा माता वदति अरेरे अस्माकं कुटुम्बेषु एवं सम्प्रदायः नास्ति अतः नैव आचरणीयः इति तदा पुत्रः वदति अरे तथा नास्ति षोडशसंस्कारेषु सीमन्तोन्नयनं नाम अत्यन्तविशिष्टस्संस्कारः आचरणीयः इति नैव नैव पूर्वं कदाचित् शतवर्षेभ्यः पूर्वम् अस्माकं कुले आचरितः सः संस्कारः तत् पश्चात् सः गर्भवती एव मृता अतः मास्तु इति वदन्ति स्म वदन्ति स्म वदन्ति स्म इति तथा रीत्या वदन्ति अतः ईदृश अन्धविश्वासाः अस्माभिः परिहरणीयाः तदर्थम् अस्माकं प्राचीनानां चिन्तनपरम्परा धर्मशास्त्रेषु या निष्ठा अस्ति तद्विषये अस्माभिः लक्षम् आधेयम्